एवम् अहं तु स्वस्य छायाचित्रं सामाजिकमाध्यमेषु तदा तदा प्रकाशयामि तत्रापि वाट्साप् फ़ेस्बुक् इति यौ द्वौ प्रकल्पौ स्तः तयोः चित्राणि मया स्थाप्यन्ते एतत् किमर्थमिति मया उच्यते इदानीं मम विवाहः यदा सम्पन्नः तं कार्यक्रमं सर्वे आगन्तुं न शक्नुवन्ति यदा मया ऊढस्य मम भावचित्रं सामाजिकमाध्यमे स्थाप्यते तदानीं विवाहमनागताः ये बान्धवाः सन्ति ये वयस्या सन्ति ते सन्तुष्टाः भवन्ति मच्चित्रस्य दर्शनेन तदर्थम् एतस्य उपयोगः भवितुमर्हति अन्यान्यपि सन्ति प्रयोजनानि विस्तरभयान्नोच्यन्ते